सामान्यतः ग्राम्यक्षेत्रेषु सर्वकारीयव्यवस्थायां यदि पश्यामः तर्हि अभावविषये वदामः चेत् दृष्टुलुकसेवा इति कदाचित् दृश्यते हा पर्यावरणस्य रक्षणम् एतस्य विषये अधिकता तत्र वर्तते कीदृशं पर्यावरणं भवेत् तस्य रक्षणं कथं करणीयं प्लास्टिक् इत्यस्य उपयोगः कथं न्यूनीकर्तव्यः तद्विषये अपि जागरूकता दृश्यते अत्र स्वास्थ्यविषये अपि सामान्यतः सम्यक् अस्ति परिस्थितिः जनाः अपि जागरूकाः अभवन् स्वास्थ्यविषये मम न सर्वे योगप्राणायामं कुर्वन्ति अतः तद्विषये जागरूकता दृश्यते विषमता तत् कुत्रचित् दृश्यते कुत्रचित् नास्ति अपि अपराधः अपराधविषये अपि अस्माकम् आरक्षकजनाः उत्तमं कार्यं कुर्वन्तः सन् सन्ति शासनतः अपि उत्तमव्यवस्था कृता अस्ति अतः अधिक अपराधः अस्माकं प्रदेशे न दृश्यते सामाजिक अशान्तिः तु सामान्यतः नास्ति अत्र नास्ति राजनीतिकसमस्या भवितुमर्हन्ति किन्तु तासामपि समाधानं क्रियते अस्माकं सर्वकारेण धन्यवादः